कलाशिल्पक्षेत्रे स्वस्थानस्य महिलानां कृते वा सामाजिकदृष्ट्या दुर्बल वर्गस्य कृते समानावकाशान् दातुं उप् उपायाः सन्ति यथा यदि महिलाः यदि काचित् महिला इच्छति य् यत् चेत् कलाक्षेत्रे भवतु अथवा अन्यत् शिक्षां विहाय अन्यत् किमपि क्षेत्रे भवतु यदि स्वकीयस्य करियर् निर्माणं कर्तुम् इच्छति चेत् तर्हि तत्र निगेटिव् रिव्यु मास्तु तस्याः कृते अपि स्थानं भवतु यतो हि सर्वे कथयन्ति यत् शिक्षणं प्रैमरि शिक्षणानन्तरं महिलानां कृते विवाहः एव भवतु एवं च तत्र केरियर् अन्यत् किमपि नास्ति कलाक्षेत्रे शिल्पक्षेत्रे च किमपि केरियर् न भविष्यति एवं च तत्र अवकाशः नास्ति धनागमनस्य अतः एव तत्र मा गच्छतु तत्र न कुर्वन्तु

आदौ धनागमनस्य किमपि कार्यं कुर्वन्तु कलाक्षेत्रे शिल्पक्षेत्रे तु तथा धनं न प्राप्स्यति यदि गच् गमिस् गमिष्यति चेत् तर्हि तथा न मास्तु यदि कस् कस्य इण्ट्रेस्ट् भवति चेत् कलाक्षेत्रे शिल्पक्षेत्रे च तेषां कृते अपि समान अवसरः भवतु समाना दृष्टिः भवतु यथा अन्यत् क्षेत्रे कार्यकरणे भवति